नमस्कारः आम् सत्यं गङ्गाधर ट्रेवेल्स् एव अस्ति भवती का ओ एवं किम् आवश्यकम् उत्तमं सम्यक् आगच्छतु अस्ति व्यवस्था अस्ति अत्र स्थातुं शक्यते अत्र होटल्स् सन्ति सम्यक् भगिनी उत्तमं नगरे अपि सन्ति समुद्रतटे अपि सन्ति चिन्ता मास्तु भवती यथा आवश्यकं तथा मिलति भवती यदि एकमेव प्रकोष्ठं इच्छति तदपि मिलति यदि प्रकोष्ठद्वयम् आवश्यकं तर्हि तदपि मिलति किन्तु भवत्याः कृते वातायनाकूली आवश्यकी वा अथवा वातयनाकूली मास्तु वा इति चिन्तयित्वा वदतु आम् आम् सत्यम् तत्र प्रतिदिनस्य सहस्रत्रयं भवति भगिनी एकस्य प्रकोष्ठस्य निमित्तम् एकस्य दिनस्य सहस्रत्रयं भवति यदि प्रकोष्ठद्वयं स्वीकरोति तर्हि षट् सहस्रं भवति किन्तु उत्तमप्रकोष्ठः भवति अहं चिन्तयामि भवन्तः कति जनाः आगच्छन्ति उत्तमं तर्हि एकस्मिन् प्रकोष्ठे शक्यते भगिनी ते किं कुर्वन्ति तत्र प्रकोष्ठे यद् मञ्चः अस्ति मञ्चे त्रयाः शयनं कर्तुं शक्नुवन्ति यदि आवश्यकं चेत् ते एकं उपादानम् एक्श्ट्रा यच्छन्ति अतः अत्र अधः संस्थाप्य अपि विश्रान्तिं स्वीकर्तुं शक्नुवन्ति समुद्रतटे भवती ततः तत्र दर्शनमपि वातावरणमपि सम्यक् भवति सहस्रत्रयमस्ति भगिनी यदि किञ्चित् अल्पं मूल्यं भवति तर्हि व्यवस्था अपि किञ्चित् अल्पमेव भवति खलु सत्यं भगिनी चिन्ता मास्तु तर्हि तादृशमेव अल्पाहार गृहमपि अस्ति तर्हि अहं तत्र व्यवस्थां करोमि चिन्ता मास्तु भवन्तः आगच्छन्तु अत्र सर्वविधव्यवस्थां तु अहं पश्यामि भवती यदा आगच्छति तदानीम् एकवारं सम्पर्कं करोतु अहं तु अवश्यं मम व्यवस्थां करोमि चिन्ता नास्ति भवत्याः अनुगुणम् भवत् अवश्यं भगिनी भवती यदा आगच्छतु तत् किञ्चित् पूर्वम् एकं दिनं वा अथवा दिनद्वयं पूर्वं स्मारयतु एवम् आगच्छन्तः स्मः इति एकवारं स्मारयति चेत् अहं भवत्याः नाम किञ्चित् व्यवस्थामहं करोमि धन्यवादः पुनर्मिलामः भगिनी धन्यवादः